नमो नमः मम परिक्षेत्रे स्वस्थं पर्यावरणम् अस्माकं स्वस्थजीवनस्य आधारः अस्ति यथा निर्मलं कीटालुरहितं जलं वायुः च अस्मभ्यं स्वस्थजीवनं प्रयक्षतः सम्प्रति वैज्ञानिकेयुगे उद्योगानां तीनि विकासात् पर्यावरणस्य महती समस्याः उत्पन्नाः औद्योगिकसंस्थानेभ्यः निर्गतं दूषितं जलं त्रयं परिवेशं दूषयति येन बहुविधाः रोगाः जायन्ते इदमेव दूषितं जलं नदीं प्राप्य तत्र जलमपि दूषयति एतेनैव कारणेन पवित्रतमायाः गङ्गायाः जलमपि बहुषु प्रदूषितं जातं गङ्गाजलप्रदूषणमुक्तः कर्तुं राष्ट्रीययोजना निर्मिता तदनुरूपप्रयासः च प्रवर्तते एवमेव औद्योगिकसंस्थानेभ्यः निर्गतेन दूषितेन वायुना वायुमण्डलं दूषितं तत्परिवेषस्य जनानाञ्च विविधरोगप्रदानेन भृषं पीडयति जनसंख्यायाः तिब् तिव्रविकासेन मम नगरेषु जलवायोः प्रदूषणस्य भीषणा समस्या उपस्थिता अस्ति एतदर्थं शासनेन प्रभाविनः प्रवासः विधीयन्ते अस्माभिः अपि स्वपर्यावरणं शोधयितुं यथा सम्भवं प्रयत्नं करणीयः यतोहि शुद्धे पर्यावरणे एवं वयं सुखेन जीवितुं शक्नुमः वयं वायुजलमृद्भिः आवृते वातावरणे निवसामः एतदेव वातावरणं पर्यावरण पर्यावरणेनैव एवमेव औद्योगिकसंस्थानेभ्यः निर्गतेन दूषितेन वायुना वायुमण्डलं दूषितं तत्परिवेशस्य जनानाञ्च विविधरोगप्रदानेन भृषं पीडयति जनसंख्यायाः तीव्रविकासेन महानगरेषु जलवायुवोः प्रदूषणस्य भीषणासमस्या उपस्थिताः अस्ति एतदर्थं शासनेन प्रभाविनः प्रवासाः विधीयन्ते अस्माभिः अपि स्वपर्यावरणं शोधयितुं यथा सम्भवं प्रयत्नं करणीयः यतोहि शुद्धे पर्यावरणे एवं वयं सुखेन जीवितुं शक्नुमः वयं वायुजलमृदाभिः आवृते वातावरणे निवसामः एतदेव वातावरणं पर्यावरण पर्यावरणेनैव वयं जीवनोपयोगि वस्तूनि प्राप्नुमः जलं वायुः च जीवने महत्वपूर्णौ स्तः साम्प्रतं शुद्धपेयजलस्य समस्या वर्तते अधुना वायुरपि शुद्धं नास्ति एवमेव प्रदूषितपर्यावरणेन विविधाः रोगाः जायन्ते पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते पदूषणस्य अनेकानि कारणानि सन्ति औद्यौगिक का विशिष्टपदार्थ उच्चध्वनि यानि ध्रूमादायः प्रमुखानि कारणानि सन्ति पर्यावरणरक्षायै वृक्षाः रोपणीयाः वयं नदीषु तडागेषु च दूषितं जलं न पतेम तैलरहितवाहनानां प्रयोगः करणीयः जनाः तरुणां रोपणम् अभिरक्षणं च करोमि